मया सम्पादितेषु श्रेष्ठकार्येषु सर्वोत्कृष्टम् अस्ति मम शोधः विषयस्य तत्र चयनं यतो हि मम शोधविषयः अस्ति त्रिपुराराज्यस्य यानि मन्दिर मन्दिराणि सन्ति यानि तत्र राजभवनानि सन्ति तेषां वास्तुशास्त्रदृष्ट्या अध्ययनं तथा च सर्वेक्षणम्